भारतदेशे विज्ञानक्षेत्रस्य योगदानं अतिमहत्त्वम् अस्ति आर्यभट्टः इति एकः खगोलशास्त्रज्ञः आसीत् सः खगोलशास्त्रज्ञः सूर्यसिद्धान्तम् इति एकं महत्त्वं ग्रन्थं लिखितवान् अस्मिन् ग्रन्थे सूर्यचन्द्रयोः चलनविषये ग्रहणविषये इत्यादिकं सम्यक्तया सह लिखिवन्तः अनन्तरं वराहमिहिरः वराहमिहिरः पौलषसिद्धान्तं इति एकस्मिन् महत्तरग्रन्थं विलिख्य खगोलविज्ञानविषये महत्तरविचारं प्रस्तुतीं कृतवान् अनन्तरं सः बृहज्जातकम् लघुजात लघुजातकम् इति ग्रन्थद्वयं लिखितवान् अस्मिन् ग्रन्तेष्वपि सः खगोलविज्ञानविषये सुविस्तारतया वर्णानां कृतवान् अनन्तरं वाग्भटः वाग्भटः अष्टाङ्गहृदयः अनन्तरं अष्टाङ्गहृदयसंग्रहः इति ग्रन्थद्वयं लिखितवान् अस्य ग्रन्थे अपि सः भारतीयविज्ञानविषये अति मार्मिकतया उक्तवान् अनन्तरे नागार्जुनः नागार्जुनः अति प्राचीनकाले एव भारतीय विज्ञानक्षेत्रे महत्तरं योगदानं दत्तवान् अनन्तरं

पैथागोरस् इति एकः पाश्चात्य पण्डितः प्रमेयं एकं दत्तवान् किन्तु तस्मिन् प्रमेयं भारतीयः पुरातनकाले एव दत्तवन्तः अन्यः ब्रह्मगुप्तः ब्रह्मगुप्तः अपि खगोलशास्त्रे शास्त्रे महत्तरं योगदानं दत्तवान् एव अनन्तरं अथर्वणवेदे अपि भारतीय विज्ञानपरम्परा विषये अति श्रेष्ठ विचारान् द्रष्टुं शक्नुमः एतद्विहाय अन्ये बहवः कवि श्रेष्ठाः तेषां ग्रन्थे काव्यविवरणसन्दर्भे अपि व्य वैज्ञानिक अंशान् प्रकटीकृतवन्तः उदाहरणं कालिदासः कालिदासस्य मेघदूत खण्डकाव्ये सः सम्पूर्णभारतस्य वर्णानं कृतवन्तः तेन सः अत्र विद्यामानान् वैज्ञानिकपरिस्थित्याः विचारे अपि दत्तवन्तः एतावत् साधना अस्ति चेदपि भारतीयविज्ञानसाधना शून्या इत्येव आङ्गलजनाः वदन्ति किमर्थं इत्युक्ते तेषां लघुसाधनान् सम्यकतया प्रदर्शनीयमस्ति ते एव श्रेष्ठः जनाः इति अङ्गीकरणीयम् अस्ति तदर्थं ते किं वदन्ति इत्युक्ते भारतीय विज्ञानकला किमपि नास्ति भारतीयाः अनागरिकाः इत्येव ते वक्तुम् इच्छन्ति इदानीं जगती जनाः तदेव अनुमोदयन्ति किमर्थं इत्युक्ते भारतीय विज्ञानीनः प्रचाररहिताः ते प्रचारं कदापि न इच्छन्ति केवलं श्रेष्ठसाधनां कृतवन्तः आधुनिककाले अपि श्रीनिवासरामानुजं सी वी रामन् इत्यादिक श्रेष्ठ ज्ञानीनः अस्माकं भारतदेशे एव आसन् सरं विश्वेश्वरय्या महान् तन्त्रज्ञानिः आसन् किन्तु विज्ञानक्षेत्रे अपि सः महत्तरयोगदानं दत्तवान् एतदस्ति विज्ञानक्षेत्रे भारतस्य योगदानम्